कोविड् लाक्डौन्काले आन्लैन्माध्यमेन बालकानाम् अध्ययनम् अध्ययनं सम्यक् अभवत् शिक्षकाः अध्यापितवन्तः येन अध्ययनविहितं नैवाभवत् किञ्च कठिनप्रश्नानामपि गुगलमाध्यमेन अन्वेषणं कृत्वा समाधानं प्राप्नुवन्तः कोरोणा इत्यनेन रोगेण सङ्क्रमितोपि नैवाभवन् बालकाः परन्तु दूरभाषायाः बहूपयोगेन चिकित्सकाः वदन्ति आर्टिस्म् नामक रोगेण बालकाः प्रभाविताः भवन्ति येन सम्यक्तया वार्तालापं नैव कर्तुं शक्नुवन्ति किञ्च मानसिकः अवसादेन ग्रस्ताः अपि भवन्ति